सद्यः प्रचलितविषये मम आसक्तिः अस्ति नृत्ये अधुना तु सर्वे नृत्यं कृत्वा जालताणादिषु स्थापयन्ति अतः तत्र मम आसक्तिः अस्ति नृत्यं कृत्वा जालताञ्जिस् स्थापनीयम् इति नास्ति परन्तु तद् दृष्ट्वा ममापि भवति तत्र मम प्रवर्तनं भवेत् यद् मम आसक्तिः अपि नृत्ये अस्ति तत् कृत्वा यथा सर्वेप् सर्वेऽपि द्रष्टुं शक्नुवन्ति तथा मया कर्तुम् मम प्रवर्तनं तत्र स्यात् इति मम आसक्तिः भर्त् नर नृत्ये अस्ति इदमेव आधिक्येन अत्र प्रचलत् अस्ति यथा वीडियो निर्माणं तत् कृत्वा जालस्थानादिषु स्थापनम् इदमेव प्रचलितविषये विषयः बहु अस्ति तत् कृत् तेन सर्वेषां लैक् सर्वं शेर् तत् सर्वम् अपेक्ष्य शेर् कर्तव्यं सर्वेऽपि लैक् कर्तव्यं कमेण्ट् कर्तव्यम् एवमेव बहवः तेषाम् अकौण्ट् इत्यादिकम् उद्घाटनं कृत्वा तत्र तेषां प्रवर्तनम् अस्ति एवं ममापि तत्र नृत्यादिकं कृत्वा जालतानादिषु स्थापनं मम आसक्तिः अस्ति